एकोनसप्तत्युत्तर एकोनविंशतितमे वर्षे जून् मासस्य एकविंशतिदिनाङ्के एवञ्च अष्टपञ्चाशत् अधिक अष्टादसतमस्य अगस्त् मासस्य अष्टमे दिनाङ्के एकविंशत्युत्तर द्विसहस्रतमे वर्षे फर्वरि मासस्य षोडशदिनाङ्के एकसप्तत्युत्तरसप्तदशतमस्य मै मासस्य द्वादशदिनाङ्के किञ्च सप्तचत्वारिंशत् अधिक पञ्चदशशततमे वर्षे स् सेप्टेम्बर् मासस्य तृतीयदिनाङ्के